अत्र अस्माकं प्रदेशः वर्तते बळळारि बळ्ळारी जिल्ला इत्युच्यते तत्र च बळ्ळारि जिल्लायां षड् तालूक् सन्ति तत्र च विभागः वर्तते अस्माकं प्रदेशे तावत् एम् एल् ए जनः वर्तते एम् एल् ए वर्तते नागेन्द्रः इति स च काङ्ग्रेस् पक्षस्य अधिनायकः सद्यः काले सः वर्तते यथार्थतया श्रीरामुलु इति यः वर्तते तेन जयः प्राप्तव्यः आसीत् गत एलेक्षन् मध्ये स च पक्षः श्रीरामलु इति तस्य यः पक्षः वर्तते तस्य पक्षस्य नाम वर्तते बी जे पि इति बाज्पा इत्यपि उच्यते तेन सम्यक् कार्यमपि कृतमस्ति अपि च अयं नागेन्द्रः इति यः वर्तते सोपि कार्यं कृतवान् अस्ति परन्तु अस्यापेक्षया श्रीरामुलु एव सम्यक् कार्यं कृतवान् अस्ति

जलस्य व्यवस्था वा उत करेण्ट् सर्वदा सम समीचीनकाले आगच्छति तेषां कारणात् इत्येवम्